मम प्रदेशे बहवः यानव्यवस्था प्रसिद्धा तद्यथा रैल् यानम् आटो यानं बस् यानम् इत्यादि तत्र छात्राः द्विचक्रिकायानेन तथा च मेट्रो यानेन गन्तुं शक्नुवन्ति किमर्थं नाम तेन तेषां झटिति विद्यालयं गन्तुं सौकर्यं भवति पुनश्च ये जनाः कार्यालयं प्रति गच्छति ते जनाः बस् यानं तथा च मेट्रो यानम् इति एतयोः साहाय्यं स्वीकुर्वन्ति तेन ते कार्यालये शीघ्रातिशीघ्रं गन्तुं शक्नुवन्ति ये जनाः नगरात् बहि गन्तुमिच्छन्ति ते जनाः रेल यानस्य साहाय्यं स्वीकुर्वन्ति पुनश्च ये जनाः नगरात् नाम देशात् बहि गन्तुमिच्छन्ति ते विमानयानस्य साहाय्यं स्वीकुर्वन्ति तेन यात्रा सौकर्यं भवति इति हेतोः